आधुनिकजगति संस्कृतभाषाभाषणं कृते बह्व्यः समस्याः ते अनुभवन्ति वस्तुतः तत्र सर्वप्रथमं या समस्या अनुभूयते तत्र तेषां मनसि संस्कृतभाषाविषये या आत्महीनता अस्ति सा प्रथमसमस्या अस्ति वस्तुतः ते ये संस्कृतभाषिणः सन्ति ते आत्मानं परम्परावादिनः पुरातनाः वा इति चिन्तयन्ति तद् तद् परन्तु ये संस्कृतभाषिणः सन्ति तत्र बहवः जनाः न सन्ति इति मा मम चिन्तनम् अस्ति वस्तुतः ते तेषाम् परस्परज्ञानाय परस्परसम्भाषणाय अवकाशः तथा नास्ति अतः ये सम्भाषणं जानन्ति ते तथा विचारान् प्रबोधयितुं प्रवाहयितुं वा तथा सक् समर्थाः न भवन्ति तदर्थं यदि अवकाशः तेभ्यः दीयते चेत् इति वरं स्यात् पुनः संस्कृतभाषाभाषिणां कृते वातावरण निर्माणाय पत्रपत्रिकाणां सम्पादनं वा पुनः दूरदर्शनादिषु कार्यक्रमाणां स्थापनं चलचित्राणां निर्माणम् इत्यादि ए एतेषां सर्वासाम् उपस्थितिः वर्त् वर्तमानसमये नास्ति पुनः भिन्नभाषासु अस्ति अतः संस्कृतभाष् भाषाभाषिणां कृते तथा वातावरणनिर्माणं नास्ति इति प्रथमा समस्या अस्ति